चतुरधिकं द्विसहस्रतमवर्षस्य मार्च् मासस्य पञ्चमदिनाङ्कः पञ्चादश अधिकं द्विसहस्रतमवर्षस्य जून् मासस्य विंशतिदिनाङ्कः चतुर्विंशत्यधिकं द्विसहस्रवर्षस्य मे मासस्य दशमदिनाङ्कः एकविंशत्यधिकं द्विसहस्रवर्षस्य नवम्बर् मासस्य एकादशदिनाङ्कः त्रयोविंशत्यधिकं द्विसहस्रतमवर्षस्य डिसम्बर् मासस्य पञ्चविंशतिदिनाङ्कः